चलच्चित्राणां विषये मम अधिका प्रीतिः नास्ति यत्र भारतीयसनातनधर्मस्य निन्दा या अवहेलनं न भवति तादृशं चलच्चित्रं कदाचित् पश्यामि पुनश्च यत्र भारतीय कर्नाटकशास्रीयसङ्गीतस्य सम्यक् पद्यानि गीतानि सन्ति तादृशं चलच्चित्रं कदाचित् पश्यामि मम इष्टतमः नटः नटी वा इति केपि न सन्ति चलच्चित्रगीतेषु गीतासु एस् पि बालसुब्रह्मण्यं इति गायक् गायकस्य गानं मह्यं रोचते तस्य सः संस्कृतज्ञः अपि तस्य उच्चारणादिकं बहु सम्यक् अस्ति गानं च बहु मधुरमस्ति तस्य गानं कदाचित् अहं श्रुणोमि